चतुर्विंशत्युत्तरद्विसहस्रतम वर्षं जनवरि मासः द्वाविंशः दिनाङ्कः चर्तुर्विंशत्युत्तरं द्विसहस्रतमं वर्षं फ़ेब्रवरि मासः पञ्चमदिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्रतमवर्षं मार्च् मासः सप्तविंशः दिनाङ्कः नवत्युत्तर एकोननवतितमम् एकोननवतिसहस्रतमवर्षं मार्च् मासः त्रिंशत्तमः दिनाङ्कः एवम् एकविंशत्युत्तरं द्विसहस्रतमवर्षः जून् मासः त्रिंशत्तमः दिनाङ्कः